अत्र गृहपाकसमये सिलिन्डर् उपयोगसमये सुरक्षा विषयाः वस्तुतः बहिः सिलिण्डर् स्थापनीयम् नो चेत् तत्र वाल्गेट् अस्ति खलु इत्युक्ते ग्यास् आनय समये वाल्गेट् करणीयम् अनन्तरं जलेन क युतके जलेन वस्त्रे स्थापयित्वापि समीपे स्थापयितुं शक्नोति यदा आवश्यकता भवति तेन अपि अपघातः निवारणार्थं कर्तुं शक्यते